अहं नृत्यस्य रील्स् पश्यामि परन्तु अहं रील्स् मध्ये कोपि मम प्र इष्टनर्तकः नर्तकाः नास्ति अहं रील्स् मध्ये कुत्र किमपि तत् तावत् अधिकतया कौशलं न दृष्टवती मम मम इष्टतमनार्तकी अस्ति सायिपल्लवी सा सम्यक् नृत्तं करोति तत् तत् कारणात् अहं तस्याः बहु आराधिता अस्ति अहं सा बहु बहु सम्यक् नृत्यं करोति तस्य तस्य नर्त नृत्यस्य आराधिका अस्ति अहम् अहं तदा तादृशं कोपि नृत्यति अहं न जानामि तादृशं किं वा तस्य डेडिकेशन् बहु सम्यक् अस्ति सा बहु नृत्यं रोचते तस्य प्रेमः प्रेम्ना सा प्रायः प्रेम्ना एव नृत्यं करोति स्नेहः तस्य नृत्तं नृत्तस्य कृते स्नेहं तु तस्याः नृत्ये दृश्यते तत् कारणेन अहं तस्याः आराधिका अस्ति